तन्त्रज्ञानस्य कारणात् मम मनोरञ्जने परिवर्तनं जातम् अस्ति आम् सत्यम् इदानीन्तन काले तु जनाः दूरभाषासु अधिकतया चलच्चित्रं पश्यन्ति एवं गीतानि च श्रुण्वन्ति पूर्वं तावत् तथा नासीत् यदा जनाः मनः रञ्जयितुम् इच्छन्ति स्म तदा नाटकानि रूपकाणि च पश्यन्ति स्म अथवा गीतानि गायन्ति स्म अथवा पुस्तकानि पठन्ति स्म प्रकृते तन्त्रज्ञानस्य वर्धनकारणात् जनाः स्वहस्ते विद्यमान्दूरभाषास्वेव अधिकतया चलच्चित्रं पश्यन्ति एवं गीतानि च श्रुण्वन्ति